इदं श्रीतेजा योगा सेन्टर् वर्तते वा आम् अहं योग

आम्

सप्तवादनात् अष्टवादनपर्यन्तमागन्तुं शक्यते आं प्रातः सप्तवादनात् अष्टवादनपर्यन्तमागन्तुं शक्यते आं शरीरे क्लेषः किमपि नास्ति परन्तु केवलं स्वास्थ्यवर्धनाय अहं योगः आवश्यकं मत्कृते

षण्मास कोर्स् आं ग्रहीतुमिच्छामि तत्र आं

ओहो फ़ीस् दशसहस्रं वर्तते वा अन्यत् मासत्रयस्य ओ हो अन्यत् मास एकमासस्य ओ हो ओ हो एवं वा किञ्चित् किमपि न्यूनं कर्तुं शक्यते वा तत्र

ओ हो एवं वा तर्हि अहम् अहमपि आनयिष्यामि मया साकं कस्यामपि आनयिष्यामि अहं अन्यत् षण्मासस्य एव आवश्यकं मत्कृते आम् एकहोरा एव सप्तवादनात् अष्टवादनपर्यन्तं प्रातः आगन्तुं शक्यते ओ हो अस्तु अन्यत् ये आम् ओ हो अस्तु तर्हि कुत्र आगन्तव्यम् अस्ति तत्र

ओ हो ज़ूं लिङ्क् मध्ये एव सप्तवादनात् अष्टवादनपर्यन्तम् आं के के शिक्षयिष्यन्ति तत्र भवन्तः भविष्यन्ति वा अन्यत् के आं तत्र यत्किमपि क्लेषः भविष्यति चेत् तत्रापि किमपि योग

तर्हि आन्लैन् मध्ये यदा भविष्यति तर्हि कथं भवती द्रष्टुं शक्यते क्लेषः अस्ति तर्हि कथं तत्र सम्यक् भवति उपायः कथं

आम् अत्र रेजिस्ट्रेषन् कर्तव्यं भवति वा रूप्यकाणि अधुनैव दातव्या अथवा षण्मासं आं सो अधुनैव रेजिस्ट्रेषन् यदा करिष्यामः तदैव रूप्यकाणि अपि दातव्यानि आं धन्यवादः आं धन्यवादः